मम इष्टतमं कार्यम् आसीत् कार्यमस्ति स्टि स्टिच्चिङ्ग् सीवनं तत् अहं मम माता बाल्यकाले मम बाल्यकाले एव सीवनकर्मे निरतः आसीत् तत् दृष्ट्वा मम कृते अपि इच्छा आगता मम कृते अपि एवं रीत्या सीवनं करणीयम् इति तत् दृष्ट्वा दृष्ट्वा अहं किञ्जित् किञ्जित् पठितवती तदर्थं तदनन्तरं अष्टमी नवमी कक्षायां पठनसमये विरामकाले मम कृते किञ्जित् मम मातुः पाठितवती तत् बहवः इच्छया अहं पठितवती च तदर्थम् समयः सम्पाद्य सीवनं वस्त्राणि स्वीकृत्य अहं सीवनं पठितवती यूट्यूब् अपि यूट्यूब् माध्यमे मध्ये अपि मम सहाय्यम् कृतं वर्तते किमर्थमित्युक्ते तस्मिन् आगताः वीडियो इत्यादिकं दृष्ट्वा बहु सरलरीत्या सीवनं कर्तुं मम प्रयासः अभ्यासः जातः तत् बहु एकमनुमानरूपेण अपि मम सहायकम् अभवत् कदा इत्युक्ते कोरोना कोविड् इत्यादिकम् आसीत् खलु तदानीं तदानीं सर्वे गृहस्थाः गृहे आसन् तदानीम् अहं नैटि इत्यादिकं स्टिच् कृत्वा तत् विक्रीय धनं सम्पादितवती तदपि मम हुन्नमनाय एक घटः आसीत् प्रचोदनं बहु तस्मात् बहु प्रयोजनं प्रोत्साहनमपि मया लब्धम् अतः स्टिच्चिङ्ग् मम इष्टतमं कार्यं वर्तते